मम जीवने बहु इष्टतमं वस्तु इत्युक्ते तदस्ति बैक्यानं यतो हि तत् अहं मम प्रथमं सालरीमध्ये क्रीतवान् बाल्यादारभ्य दृष्टः स्वप्नस्य फलं तत् अतः अहं तत् यानम् बहु इच्छामि अतः एव तस्य रक्षणम् अपि करोमि अहं सर्वदा यानं चालयित्वा गृहम् आगत्य पार्क् कृत्वा कवर् स्थापयामि यतो हि यानस्य रक्षणं मया एव करणीयं कवर् स्थाप्यते चेत् यानं मलिनं न भवति चालनसमये अपि अति वेगेन न गच्छामि यतो हि अति वेगः एव अपघाताय कारणं भवति तेन मम यानस्य हानिः तु भवत्येव तेन साकं मम जीवस्यापि हानिः स्यात् एतत् तु बहिस्तात् रक्षणं जातम् अन्ततः अपि रक्षणं भवति यदि काले काले सर्वीसिङ्ग् कारयामः चेत् तदा इन्जिन् इति यद् वदामः खलु तस्य स्वास्थ्यमपि सम्यक् भवति बहु वर्षकालपर्यन्तं यानं चालयितुं शक्नुमः दीर्घ बैकिङ्ग् प्रवासेषु जागर्यां प्रेरणा गन्तव्यम् इति यद् इच्छा अस्ति तदेव ददाति